अग्रिममासे तर्हि तस्य नाम नाम किम्

तर्हि तस्य मूलसंस्थापकः तस्य नाम किम् अस्तु अस्तु

तर्हि मम इदानीं तु हा तस्य मम किमपि फलं मत् इत्युक्ते डिस्कौण्ट् इत्युक्ते किम् अस्ति अस्ति वा भवान् द्वादशसहस्रं श सहस्राणि तत् तत् क्रेतुं शक्नोति वा हा तर्हि ममापि वै न्यूनं धनमस्ति मम समीपे

तर्हि पञ्चदश दशस्स पञ्चसहस्राणि तर्हि ददातु अस्तु तर्हि अस्तु ददातु हा

हा हा मम नाम कैवल्यः

अस्तु तर्हि धन्यवादाः